विशालेषु जलागारेषु तरणसम् तरणसमये आदौ अस्माकं तरणमेव आवश्यकमस्ति तरणविधां यदि जानीमः तत्र ध्यानं स्यात् अस्माकं आत्मविश्वासः सम्यक् स्यात् जलस्य उपरि अस्माकं स्तरस्स्यात् शरीरम् उपरि एव भवेत् अन्तः न गच्छामः अनन्तरं विशालेषु जलागारेषु तरण तत्र वि वीचयः अपि भवन्ति वीचिषु अपि इतस्ततः गच्छामः चेत् कदाचित् अस्माकं हानिः भवितुमर्हति अतः आदौ तरण तरणे अस्माकं दक्षता तदेव स्यात् कासारेषु मुक्तजलागारेषु काः समस्याः भवन्ति यथा शेवलादिः तत् प्रवाहः न भवति जलस्य तत्र रोगाः भवितुमर्हन्ति अतः तत्र जलम् उत्त सम्यक् अस्ति न वा द्वितीयं तत्र कीटाः भवितुम् अर्हन्ति मकराः मत्स्यः अन्यविधजन्तवः यथा सर्पाः भवन्ति तेन कदाचित् अस्माकं हानिः शरीरस्य हानिः भवितुम् अर्हति